अस्माकं प्रदेशे बहवः ग्रामीणाः एव निवसन्ति तत्र जीविकायाः कृते कृषिकार्यं अवलम्बनम् अलव् अवलम्बिताः एव केचन ब्राह्मणवर्गाः अपि निवसन्ति तत्र वैदिककार्यादिकं कृत्वा स्वजीवनयापनं कुर्वन्ति एवमेव परम्परानुगुणं तेषां पुत्राः प्रपौत्राः एते अपि स्वस्वकार्यरताः कुलपरम्परा एव कुर्वन्ति पुनश्च सर्वकारीयवृत्तिं प्राधान्यतया नापेक्षन्ते ग्रामीणाः किमर्थम् इत्युक्तौ सर्वकारे इदानीं बहवः नियमाः आगताः पुनश्च तत्र ग्रामीणाः सुखजीवनं कुर्वन्तः सन्ति अतः तत्र नगरं गत्वा किमपि कर्तुम् इच्छा एव नास्ति पुनश्च औद्योगिकराहित्यम् इति कृषिकार्ये वयं द्रष्टुं न शक्नुमः अस्मिन् विषये मम अभिप्रायः कः इत्युक्ते कुत्रापि कृषिकार्यं कुर्वन्तः सन्ति तत्र उद्योगराहित्यम् इति कुत्रापि न द्रष्टुं शक्नुमः किमर्थम् इत्युक्तौ यदि वयं कृषिकार्यं कुर्मः तत्र बहवः कार्मिकाः अपेक्षन्ते एव अतः सर्वकारीय उद्योगः अपेक्षते इति नास्ति